पञ्चदिनात् प्राक् अहं एकं उरुकं क्रीतवान् तस्य उरुकस्य शुल्कः अस्ति एकसहस्त्रं इदं उरुकं बहुसमीचीनमस्ति द्रष्टुमपि शोभनमस्ति अस्य उरुकस्य परिधाने बहु आनन्दं अनुभवामि